अहं उत्कलराज्यस्य गञ्जामप्रदेसे निवसामि मम प्रदेसे पारम्परिकं वा भाषिकं वा गणः न वर्तते परन्तु परन्तु आरण्यकाः केचन तत्र सन्ति आरण्यकजनाः अरण्यात् औषधानि स्वीकृत्य अस्माकं कृते सहायं कुर्वन्ति एवं च अरण्यस्य संरक्षणम् अरण्यज जन्तूनां संरक्षणं च तैः क्रियते एवं च मम प्रदेशे भासाव्यत्ययः दरीदृश्यते यथा पूर्व उत्कलप्रदेसे भाषा भिन्ना तथा च पश्चिम उत्कलदेशे भासा भिन्ना भवति